पुस्तकानां पठनं तु मम रुचेः विषयः किन्तु पुस्तकं पठित्वा उच्चैः हसनम् अहं पठितवती पुलदेश्पाण्डे महोदयस्य पुस्तकमस्ति बटाटाचित् चाळ् इति तर्हि तत्र बहु विविधाः भाषीयाः जनाः एकत्रिताः निवसन्ति अनन्तरं तत् मुम्बै मध्ये यद् चाळ्पद्धतिः अस्ति तथा तत्र क भिन्नभाषीयाः जनाः एकत्र कथं निवसन्ति कथं तेषां व्यवहारः तस्य तेषां पद्धतिः कथं भवति तत्र तस्य वर्णनमस्ति पुलदेश्पाण्डे महोदयः बहु स्थूलः इति उक्तवान् स्वस्य विषये तस्य तत्र लिखितमस्ति तेन अहं बहु स्थूलः आसम् इदानीम् अहं तत्र वेय्ट् लास्ट् कर्तुम् इच्छामि तर्हि तस्य विषये बहवः जनाः आगत्य किमपि किमपि वदन्ति भवान् रनिङ्ग् करोतु भवान् ओम् इति उच्चारणं करोतु भवतः उदरम् अन्तः गच्छति अधिकं खादनं मास्तु मिष्टान्नं मा खादतु अनन्तरं भोजनम् एव एकवारमेव करोतु शर्करा त्यागं करोतु अनन्तरं सायङ्कले भ्रमणार्थं गच्छतु प्रातःकाले भ्रमणार्थं गच्छतु इतोपि तस्य गृहे सः दीवो दीपोत्सवः अपि विना शर्कराम् एव करोमि गृहे गृहजनानामेव तर्जनं कृतवान् तस्य किं तस्य तत्र रुचिः अभवत् मम कथं वेट् लास् अहं करोमि किन्तु तत्र बहुहासनं भवति बहुहासनं